वित्तकोषे अस्माकं नियुक्तिः अथवा नियोजनमेव महत् सौभाग्यम् इति वयं चिन्तयामः यतोहि वित्तकोशे अथवा वित्तालये अस्माकं नियोजनं बहु क्लेशाय वर्तते तत्र साक्षात् नियुक्तिरेव न भवति काचन परीक्षा भवति लेखनपरीक्षा भवति मौखिकीपरीक्षा भवति तां परीक्षाम् उत्तीर्णाः ये भवन्ति तेषां कृते तत्र नियोजनं भवति अनन्तरं यदि भवान् तस्मिन् कार्यालये अथवा कार्ये नियोजनं प्रसम्प्राप्तुम् इच्छति चेत् नियुक्तिर्भक्तवा इष्टं वर्तते चेत् भवान् किञ्चित् तत्र पूर्वसिद्धतां कृत्वा तत्र नियोजनम् यथा भवेत् तादृशरूपेण पूर्वसिद्धतां च कृत्वा व्यवहरति चेत् निश्चयेन भवतां कृते लभ्यते एव इदानीम् भारतीय वित्तालये बहु परिवर्तनं जातं वर्तते जनाः ये बेचुलर् डिग्रीस् समाप्य कार्यार्थम् अथवा कार्यं सम्प्राप्तुम् इच्छुकाः ये भवन्ति तेभ्यः एवं वित्तीयः वित्तकोषालये नियोजनम् इत्येतत् बहु योग्याय भवति अहम् इदानीं चिन्तयन्नस्मि भवानपि तद्विषये किञ्चित् चिन्तनं कृत्वा व्यवहरति अथवा भवानपि सिद्धतां कुर्वन्नस्ति इति अहं ज्ञातवान् अतः तद्विषये भवते किञ्चित् वक्ष्यामि वित्तालये नियोजनम् अस्माकं सौभाग्यम् इति चिन्तयन् चिन्तनं करणीयं भवति तत्र गणितस्य अध्ययनम् रक्तसम्बन्धितप्रश्नानां ब्लढ् रिलेशन्शिप् इति यद्वदामः तस्य विषये अध्ययनं रीसनिङ्ग् इत्यादिकं विषये इत्यादिकं सर्वमपि अधीत्य अग्रे गमनं भवेत् तदानीमेव तत्र अस्माकं नियोजनं भवति अद्यत्वे तु बहवः तद्विषये पठनमपि कुर्वन्ति पाठनमपि कुर्वन्ति भवतः यत्र गतिर्वर्तते तस्मिन् विषये भवान् प्र प्राधान्येन अध्ययनं करोतु महान् कालः तत्र अपेक्षितः भवति इति अहं न वक्ष्यामि परन्तु यं कालम् उपयुज्य भवान् पूर्वसिद्धतां करोति तत्र ध्यानं दत्वा व्यवहरति चेत् वरम् इति अहं भावयामि यतोहि ये च जनाः वित्तालये कार्यं सम्प्राप्नुवन्ति तेषां स्थितिरेव विभिन्ना इति अहं वदामि किमर्थं नाम ये जनाः तत्र कार्यं सम्प्राप्नुवन्ति तेषां कृते विविधसौलभ्याः भवन्ति आदौ वर्षत्रयं ते एकत्र कार्यं कुर्वन्ति अनन्तरं यत्र तेषां पितरः अथवा बान्धवाः वसन्ति तस्य प्रदेशस्य निकटं ते कार्यं सम्प्राप्तुं समर्थाः भवन्ति एवं तेषामपि तत्र गतिरपि भवति सम्यक् अधीत्य लिख्यते चेत् निश्चयेन कार्यं तु समुपलभ्यते एव